हेलो नमस्ते जि अस्तु अस्तु

अस्तु अस्तु आम् अवश्यम् अवश्यम् अत्र ग्रन्थालये सर्वे ग्रन्थाः अत्र सन्ति तत्र किं षड्दर्शनानि धर्मशास्त्रम् इतोपि पुराणानि अत्र व्याकरणसम्बन्धितसर्वे ग्रन्थाः अत्र उपलभ्यन्ते भवती आगत्य यदा कदापि तत्र अध्येतुं शक्नोति इतोपि इतोपि किम् आवश्यकम् अस्तु अस्तु मन्ये स्यात् अहं ये अहं द्रक्ष्यामि किन्तु नेट् नेट् कृते तु सर्वम् आदितः अन्तपर्यन्तं भवति अध्ययनं करिष्यति चेदेव सम्यक् भवति अतः भवती आगत्य एकैकं पुस्तकं स्वीकृत्य आदितः अध्येतुं शक्नोति नो चेत् संक्षिप्ततः तु मन्ये नास्ति अत्र अस्तु अत्र अत्र पत्राणि स्यात् किञ्चित् समाचारपत्राणि समाचारपत्राणि एतद् किमपि स्यात् अत्र अस्तु आगच्छतु अहम् दास्यामि अन्विष्य अहं दास्यामि तत्र जन्रल् नालेज् इति भवति खलु अस्तु अस्तु आ तत्तु तत्तु सर्वेषां तत्र बहूनां ग्रन्थाः सन्ति बहूनि पुस्तकानि अत्र सन्ति लैब्रेरी मध्ये प्रथमप्रश्नपत्रस्य कृते तत् भवती यत् यत् यस्य कस्यापि स्वीकर्तुं प्रभवति अस्तु अस्तु